सामाजिकमाध्यमेन स्वकलानां प्रदर्शनं कर्तुं शक्यते यथा इन्स्टाग्राम् यूटूब् इत्यादिकं यत् सोशियल् मीडिया आप्स् वर्तन्ते तत्र स्वस्य चानल् ओपन् कृत्वा यत्किमपि निर्माणं क्रियते कथं तस्य निर्माणं कृतं तत् प्रदर्शयित्वा अन्ये ये जनाः सन्ति तेषां कृते तद् दर्शयितुं सुलभं भवति एवञ्च तेषां कृते तस्य अवगमः अपि भवति ज्ञानमपि च भवति यत् अहं करोमि तत् अन्यैः अपि कथं कर्तुं शक्यते तस्य एकं सोशल् मीडिया इति प्लाट्फ़ाम् बहु सम्यक्तया कर्तुं शक्यते तत्र इन्स्टाग्राम् इत्यपि वर्तते एवं च यूटूब् इत्यपि वर्तते तत्र एवं यूटूब् उपरि एका क्राफ़्ट् अदितिः इति एका भगिनी वर्तते सा बहु सम्यक्तया क्राफ़्टिङ्ग् करोति एवञ्च सा दर्शयति कथं रूपेण तया क्राफ़्ट् कृतं तद् दृष्ट्वा अहं बहु किमपि कृतवती अतः तद् बहु सम्यक् स्थानं वर्तते यत्र स्वस्य कलानां प्रदर्शनं कर्तुं शक्यते अथवा अन्यत्र यद् यद्यपि वयं गन्तुं न शक्नुमः तथापि गृहं गृहे उपविश्य एव अन्येषां कृते अस्माभिः तत् दर्शयितुं शक्यते यत्केन रूपेण कथं वा कर्तुं शक्यते इति